हरि ओम् नमस्ते अत्र आगच्छतु भवान् भवान् प्रतिदिनं पत्रिकां स्थापयति वा दिनपत्रिकां भवतः समीपे काः काः पत्रिकाः सन्ति संस्कृतमपि अस्ति वा काः काः सन्ति तत्र कन्नडा आङ्ग्लभाषायोः संस्कृतेपि दिनपत्रिका अस्ति इति शृत्वा महान् सन्तोषः जातः तर्हि मम कृते एका कन्नडदिनपत्रिका एकं एका आङ्गलदिनपत्रिका सुधर्मापि एकं भवतु भवान् प्रतिदिनं कस्मिन् समये आगच्छति दिनपत्रिकां स्थापयितुम् अस्तु सम्यक् तर्हि अद्य अद्य अधिका पत्रिका अस्ति वा अस्तु सम्यक् मया भवतः स्वामिने सूचनीयं वा अद्य आरभ्य स्वीकरोमि इति अथवा भवान् एव सूचयिष्यति वा अस्तु पञ्जीकरणस्य लिङ्क् किमपि अस्ति वा कर्तुम् अस्तु सम्यक् तर्हि अहं श्वः आरभ्य पत्रिकां ददाति चेत् अद्यतु दशमदिनाङ्कः तर्हि दशदिनानां यावत् शुल्कं न भवति खलु मास् सम्यक् तर्हि मासिकशुल्कं भवान् एव आगत्य स्वीकरोति वा अथवा मया आन्लैन् द्वारा पूरणीयं वा धनम् तस्य किमपि रिसिप्ट् किमपि मया ल् प्राप्तुं शक्यते वा पूरितम् इति ओहो बहु सम्यक् तर्हि श्वः आरभ्य पत्रिकां स्थापयतु किम् अपरः कश्चनांशः यदा वृष्टिकाले पत्रिकां एवमेव क्षेत्रं आगच्छतु अत्र एकां पेटिकां संस्थापयामि तस्य अन्तः एव स्थापयतु तेन पत्रिका नश् न नश्यति इति तावदेव अस्तु आस्तु आम् अस्तु तर्हि सार्ध षड्वादनाभ्यन्तरे आगच्छति खलु आ अस्तु तर्हि श्वः स्थापयतु श्वः आरभ्य स्वीकरोमि अस्तु धन्यवादः राम् राम् राम्